अस्सां मम बाला एकस्मिन् भारतीयशिक्षागुरुकुले पठन्त सन्ति तत्रत्य बाला अस्माकं विद्यालये विद्याक्षेत्र इति विद्यालये बाला हस्तनिर्मितं वस्त्राणि ते एव कुर्वन्त सन्ति ते पठन्ति अपि पाठयन्ति च यदा ते कुर्वन्ति ते बहु सन्तोषम् अनुभवन्ति सर्वदा उपहार रूपेण अन्येषां यदा अथितय आगच्छन्ति तेषां कृते अपि ददाति तदा यदा वयं दद्म तदा एतादृशबाला पठन्ति वस्राणि अपि नि निर्माणं कुर्वन्ति इति अस्माकं गौरव अपि वर्धते अनन्तरं मानसिकं सन्तोषम् अपि अनुभवन्ति किमित्युक्ते तत्र हस्तनिर्मीय वस्त्राणि यदा धराम चेत् तदा मलिनानि जलस्य मलिनं वा अन्यथा परिसरस्य मलिनं वा न भवति तत्र फेक्ट्री त किं किं वार्णानि आगच्छन्ति जले सर्वं मिश्रणं कृत्वा एव जलस्य मलिनं भवति दूषणमपि भवति यदा हस्तनिर्मीय वस्त्राणि वयं धराम चेत् अन्यथा तस्मिन् एवमेव अहं धरामि हस्तनिर्मीय वस्त्रमेव इति चिन्तयाम चेत् परिसरस्य रक्षणं भवति तत् व्यय अपि अहं वयं अधिकं न कुर्म अत सर्वे तस्मिन् विषये चिन्तनं करणीयम्